ग्रामक्षेत्राणां नगराणाञ्च क्रीडनानां मध्ये भेदः वर्तते एव नगरस्य परिकल्पना यथा भवति न तथा ग्रामे परिदृश्यते उन्नतक्रीडनकानि नगरे प्राप्यन्ते किन्तु ग्रामे न प्राप्यन्ते किन्तु ग्रामे यथा प्राप्यन्ते तथा तेनैव क्रीडा न सम्भवति पुनश्च नगरे क्रीडा क्रीडायाः शिक्षणार्थं कश्चित् विशेषज्ञोऽपि वर्तते किन्तु ग्रामे न कश्चित् तत् क्रीडायाः विशेषज्ञः न वर्तते यस्तु क्रीडाविषये यथार्थं ज्ञानं दातुं शक्नोति पुनश्च ग्रामस्य क्रीडाङ्गणं वर्तते अयथार्थरूपेण यत्र क्रीडनसमये आघातः लभ्यते किन्तु नगरे क्रीडाङ्गणं भवति क्रीडनयोग्यं तत्र प्रतिनियतं परिचर्यार्थं कश्चन पुरुषः सर्वदा नियुक्तः तिष्ठति अतः एतेन प्रतीयते यत् ग्र ग्रामक्षेत्राणां नगराणाञ्च म नगराणाञ्च क्रीडानां मध्ये महान् भेदः वर्तते